नमस्कारः वदतु भगिनि अहं कथं साहाय्यं करोमि वदतु भगिनि रामायणं वा महाभारतं वा नो चेत् संस्कृतपुस्तकानि वा किम् आवश्यकं संस्कृत संस्कृतपुस्तकानि बहवः सन्ति भगिनि आश् वाक् पुस्तकमस्ति भगिनि अस्ति तदपि अस्ति भगिनि अभ्यास पुस्तकम् अस्ति प्रवेशपुस्तकानि विंशतिः एक निमेषं भगिनि अहम् अहं अस्तु अस्तु हो भगिनि अस्तु अहं मूल्यं अहं वाट्सप् मध्ये भवत्याः कृते प्रेषयामि पूर्णं मूल्यं किम् इति अह संस्कृते बालानां बालानां कृते महाभारतं पुस्तकमस्ति तत् बहु सम्यक् अस्ति भगिनि बालानां कृते हा दशपुस्तकानि अस्तु एकनिमेषं भगिनि अहं लिखामि पुनः एकवारं वदतु भगिनि वाक् पुस्तकानि कति आवश्यकं पञ्च अस्तु अस्तु परिचयपुस्तकानि प्रवेशपुस्तकानि भगिनि दश अस्तु अष्ट सोपानमस्ति भगिनि कति आवश्यकं अष्ट अस्तु बालानां कृते महाभारतपुस्तकं आं विंशति पुस्तकानि अस्तु अस्तु भगिनि आम् कदा आवश्यकं भगिनि

अग्रिमसप्ताहे अहं प्रेषयामि वा सिद्धं कृत्वा अस्तु अस्तु भगिनि अनन्तरं शब्दरूपम् अपि अस्ति रूपमञ्जरी अस्ति हा सर्वं सन्ति भगिनि हा अस्तु अस्तु अस्तु भगिनि आं हा धन्यवादः भवत्याः अड्रेस् प्रेषयतु भगिनि वाट्सप् मध्ये अस्तु अस्तु धन्यवादः